तरणं पर्वतारोहणम् इत्यादि अहं रुच् इच्छामि पर्वतारोहणं तरणं कृत्वा मम मनः शरीरः प्रपुल्लः भवति बहु कार्यम् अस्ति चेत् संवत्सरे एकवारं गच्छामि पुनः गृहे आगत्य आगत्य गृहकार्यं बहु उत्साहेन करोमि